चारणे अत्यन्तं कष्टकरं किमपि न भवति किमर्थम् इत्युक्ते चारणम् इत्युक्ते मह्यं बहु इष्टम् इष्टम् इति कारणतः मानसिकतया अपि कष्टं न भवति चारणं मया कथं पर्यवर्तयत् इत्युक्ते मम मित्रत्रयं वर्तते वयं चतस्रः मिलित्वा वार्तालापं हास्यालापं नृत्यं गीतं मध्ये मध्ये खाद्यम् अपि खादित्वा चारणं बहु सुखकरं सुन्दरतया कुर्मः